मम शास्त्रस्य मूलग्रन्थः वैयाकरणसिद्धान्तकौमुदी इति पूर्वं तु महर्षिपाणिनिना अष्ठाध्यायी इति ग्रन्थः रचितः परन्तु अष्टाध्यायी ग्रन्थे यद् ये ये अल्पाक्षरैः सूत्रैः स् सूाणित्र सूत्राणि अल्पाक्षरसूत्राणि सन्ति तेषां विवरणम् एव सिद्धान्तकौमुदी कौमुद्यां वर्णितम् अस्ति मम शास्त्रस्य मूलग्रन्थः सिद्धः सिद्धान्तः हा व्याकरणसमुदाये पाणिनीयव्याकरणस्य एव वेदाङ्गं वेदाङ्गत्वं स्वीक्रियते भट्टोजिदीक्षितेन रचितः ग्रन्थः सिद्धान्कौमुदी अस्य ग्रन्थस्य पूर्णं नाम वैयाकरणसिद्धान्तकौमुदी इति पाणिनिः कात्यायनः पतञ्जलिः इति एते त्रयः मुनयः एतान् त्रीन् मुनीन् नमस्कृत्य तेषां या उक्तिः क्रमेण तेषाम् उक्तिः क्रमेण सूत्रं वार्तिकं भाष्यरूपाणि परिशिल्य इयं कृते दीक्षितेन दीक्षितैः कृतं येषां व्याकरणशास्त्रे विशिष्टं ज्ञानं परिश्रमः च वर्तते ते वैयाकरणाः तादृशवैयाकरणानां ये सिद्धान्ताः सन्ति ते एव कौमुदी नाम चन्द्रिका इव इति वैयाकरण सिद्धान्तकौमुदी इति ग्रन्थस्य नाम वेद वैयाकरणसिद्धान्तकौमुदी कौमुद्यां द् द्यां सप्तविभागाः सन्ति तत्र सर्वप्रथमं पञ्चसन्धिप्रकरणम् इति पञ्चसन्धिप्रकरणं पुनः शब्दाधिकारः धातुपाठः कारकप्रकरणं तद्धितप्रकरणं तद्धितप्र प्रकरणं स् सर्वं अस्ति